बैक् मध्ये सर्वदा एकं स्यूतं रक्षणीयं तत्र

भागानां निवारणार्थं यानि उपयुक्तानि उपयोज्यमानानि करणानि तेषां रक्षणं तस्मिन् स्यूते कर्तव्यं तच्च स्यूतं सर्वदा अस्माकं बैक् मध्ये याने द्विचक्रयाने एव भवेत् तस्य उपयोगः कः नाम कदाचित् क्वचित् गतवन्तः प्रवासार्थं वा क्वचित् गृहं गन्तव्यं द्विशतं यावत् किलोमीटर् इदानीं यानं चलनं चालनं कर्तव्यं तदा मध्ये औष्णस्य कारणात् वा अथवा यानस्य स्वभावतः उपयोगङ्कुर्वन्तः एवं कदाचित् निष्क्रियं भवति तदा आदौ अस्माकमेकः भवति तत् समीकरणं समीकर्ता तत् तं प्रति दूरवाणीं कृत्वा तम् एवं जातमस्ति इति सूचयित्वा तेन यथा सूच्यते तथा अस्माभिः कार्यङ्कर्तव्यम् कदाचित् लघुकार्याणि भवन्ति तेषां ज्ञानं तु भवति परन्तु सर्वदा एवं न भविति यतोहि सर्वाणि समस्यानि न्यूनानि न भवन्ति केचन बृहत्तमानि समस्यानि भवन्ति तदा तु या समस्यानिवारकः अर्थात् समीकर्ता तमेव अस्माभिः आनेतव्यं स्थानं प्रति अनन्तरं बैक् सम्यक् कृत्वा ततः अग्रे अस्माकं प्रयाणम् अनुवर्तनीयम्